हरि ओं हरि ओं हरि ओं आमामाम् जङ्गमदूरवाण्याः सर्विस् सेन्टर् एव वदतु ए एवं वा तर्हि नूतनदूरवाणीं क्रेतुं शक्यते किल तादृश अधिकसमस्याः सन्ति चेत् नूतनदूरवाण्याः अपि अस्माकं आपणे सन्ति एव नूतनदूरवाणी क्रीणन्तु हा भ भवती मासचतुष्तयपूर्वमेव क्रीणाति इति उक्तवती खिल तर्हि एकवर्षपर्यन्तं वारण्टि भवति परन्तु किमर्थं भवति न गच्छति वा वारण्टि विषये चर्चां कर्तुं यत्र कीणाति तत्र न गच्छ गतवती वा आम् आम् आम् ते एव ददाति वारण्टि मध्ये समस्याः आगच्छति चेत् नास्ति चेत् मम आपणम् आगच्छतु अहं राम् इत्यादि अधिकं कृत्वा अन्यसमस्याः सन्ति चेत् तां सर्वान् समस्यान् परिहारं कृत्वा नूतन इव एव कृत्वा दास्यामि प्रथमं द्रष्ट द्रष्ट द्रष्टव्यं खिल समस्याः सन्ति चेत् एकसमस्या वा अनेकसमस्याः वा लघुसमस्या वा बृहत्समस्या वा सर्वं दृष्त्वा एव धनं कियत्भवति इति वक्तुं शक्यते तर्हि भवती झटिति आगच्छतु इदानीं सार्धघण्टामध्ये आपणस्य पिधानं भवति पुनः श्वः एव भवति यदि झटिति आगच्छति चेत् अहं सर्वमपि दृष्त्वा कीयत् धनं भवति इति वदामि झटिति कृत्वा ददामि धनं स्वीकृत्य आगच्छतु